अहम् उत्कलप्रदेशात् अस्मि मम प्रदेशः कृषिप्रधानः प्रदेशः इत्युक्ते तत्र कृषिकर्मम् एव प्रधानं प्रधानं कर्मं सर्वेऽपि जनाः कृषिकार्यमाध्यमेन जीवनं यापयन्ति अस्माकं तत्र कृषेः कृते बहवः व्यवस्थाः सन्ति चेतपि वर्षायाः जलमेव मुख्यस्त्रोतः इति कथयितुं शक्यते वर्षायाः पूर्वमेव जनाः भूमिकर्षणं कुर्वन्ति भूमिकर्षणं कृत्वा वर्षायाः जलस्य अपेक्षा कुर्वन्ति यदा मेघः वर्षति तदा ते बीजवपनं कुर्वन्ति येन कृषिः भवति एवं किमर्थम् उच्यते चेत् ये नदी नद्यः सन्ति ते नद्यः तु प्रभवन्ति वर्षाकाले एव परं यदा वर्षाकालः गच्छति तदा नदीषु कतिचित् दिनानां कृते एव वर्षाजलं तिष्ठति ग्रीष्मकाले तज्जलम् अपि शुष्यति अतः कथयितुं शक्यते न्यूनतां विना निरन्तरजलप्रदानस्य कापि योजना नास्ति भूमिरपि जलसिञ्चिता नास्ति वयम् यदि द्विवारं कृषिकार्यं कर्तुम् इच्छामश्चेदपि तत्कार्यं नैव सम्भवति यतः मेघः अपि द्विः न वर्षति अतः वर्षायाः जलमेव तत्र मुख्यः मुख्यः स्रोतः एवं कापि योजना मुख्या योजना नास्ति